यद्यपि सर्वेषामपि पादपानां माहात्म्यम् अस्ति परन्तु मम कृते तावत् फलवृक्षाणां रोपणमेव रुचिकरं प्रतिभाति फलवृक्षाणां रोपणं यदि क्रियते तर्हि बाह्यात् किमपि आनेतव्यं नास्ति गृहे एव सर्वाणि फलानि सुखेन उपलभ्यन्ते तस्मात् अहं पुष्पवृक्षाणां रोपणं शाकवृक्षाणां रोपणं च न करोमि केवलं फलवृक्षाणामेव रोपणं मम गृहे साधयामि